मम गृहं तु ग्रामे एव वर्तते तत्र सञ्चारव्यवस्था न तथा उन्नता मार्गस्य स्थितिः अतीव दुर्गता अस्ति यस्मात् कारणात् गन्तव्यं प्राप्तुं विलम्बः भवति अतः अहं प्रथमं मार्गस्य समाधातुम् इच्छामि ततः वाहनानां संख्या वर्धनीया सम्प्रति वाहनानां संख्या अतीवन्यूना अस्ति अस्माकं ग्रामे प्रतिघण्टम् एकः बस् बस्यानम् उपलभ्यते पुनः यात्राव्यय् व्ययस्य न्यूनीकरणञ्च करणीयं येन सामान्यजनानां कृते असौविध्यं न स्यात् अहं यस्मिन् नगरे निवसामि तस्मिन् नगरे बहुसंक् जनसंख्या अस्ति बस्यानानि रेलयानानि च अतीवजनसंख्यायुक्ताः सन्ति तस्य कारणात् यात्रायां बहवः बह्व्यः समस्याः सन्ति विशेषतः वृद्धानां कृते ग्रीष्मकाले तेषां शारीरिकदशा दुर्गता भवति अतः मम मत् मम नये जनसंख्यां न्यूनीकर्तुम् अधिकानि उपायानि स्वीकर्तव्यानि